मन एव मनुष्याणां कारणं बन्धमोक्षयोः इति प्रसिद्धवचनं वर्तते आयुर्वेदनिरूपित अष्टाङ्गहृदयग्रन्थे रोगाणां वैविद्ध्यमिति कथ्यते दैहिकरोगं मानसिकरोगश्च इति पुरुषस्य जीवने मनः अतीवप्रमुकपात्रम् अवहत् तस्य नियन्त्रणे किञ्चिदपि व्यत्यासं जायते तथा स्वस्थ आरोग्यं नश्यति मानसिकरोगिनां कृते आयुर्वेदे अनेक औषध उपचारप्रायश्चित्तानि कथितानि यथा जपाभिमन्त्रितघृतसेवनेन कौन्सलिङ्ग् करणेन मानसिक अस्वास्थ्यं परिहर्तुं शक्यते मानसिक उल्लासः अतीवमुख्यं भवति एतादृशरीत्या मानसिक औषधोपचारकरणेन मानसिकरोगान् परिहर्तुं शक्यते